एजेण्ट् जनाः बहु समीचीनाः सन्ति यदि भाषा आगच्छति तदानीम् एजेण्ट्जनान् प्र एजेण्ट्जनाः सुलभतया वक्तुं शक्यते अतः प्रादे प्रदेशप्रदेशभेदात् प्रदेशभेदात् एजेण्ट्जनाः सम्यक्तया भाषा अभिव् भाष स् सम्यक्तया भ ब ब भाषणं कृते सति पालिसि डिटेल्स् दास्यते च तदानीं दास्यते तदानीं जनाः तस्य विषये अधिक विषयं प्राप्नुवन्ति प्रमाणपत्राणि प्राप्तुं सुलभमेव अस्ति इदानीं सर्वम् आन्लैन् मध्ये अस्ति अतः प्रमाणपत्राणि तत्रैव तत्रैव सि सिध्यति विश्वासिनः अस्ति परन्तु किमर्थम् एतद् व्यवहारं क्रियते तस्य लाभः किम् अस्ति इत्यादिविषयाः वयमेव चिन्तनीयं तदानीं तत्सर्वं सम्यक् भवति